निट्टिंग् अथवा सीवनार्थं सामान्यत सामान्यतया तु म मम इष्टः वर्णः कः तमेव चिनोमि अहम् साधुवर्णविन्यासं विन्यासार्थं तु कदाचित् अन्तर्जालस्य साहाय्यं स्वीकरोमि कदा प्रामुख्येन तु ये तत्कार्यं यच्छन्ति तेभ्यः यस्य वर्णस्य तत् अपेक्षितं तमेव वर्णं चिनोमि अतः तत्तु तत्र मम इष्टतमं तु स्थापयितुं न शक्नोमि ते तेषां जनानां यद् इष्टम् अस्ति तमेव वर्णं चिनोमि आधिक्यतया तु यदि मम इष्टं वर्णः अस्ति तर्हि तदेव चिनोमि अन्यथा अन्तर्जालस्य तु आधिक्येन तत्तु सम्यक् भवति अतः भविष्यत्काले जनाः यदिच्छन्ति तत्सर्वम् अन्तर्जाले सम्यक् ज्ञानं लभ्यते अतः अन्तर्जालस्य सहायं स्वीकरोमि मम तु हरितवर्णः कृष्णवर्णः एवं मम इष्टाः वर्णाः